गौरीशङ्कर अन्नपूर्णा भोजनालयः वा हा धन्यवादः महोदयः अर्धघण्टात् पूर्वं मया अत्र पोङ्गल् तथा घी रोस्ट् घीदोसा निमित्तम् आर्डर् कृतम् आसित् तद् भवन्तः अपि तत्र आर्डर् स्वीकृतवन्तः किन्तु अनवधानेन अहम् तत्र सङ्केतस्य परिवर्तनं कर्तुं न शक्तवान् न कृतवानपि इत्युके मम अवधानं तत्र न आसित् इदानीम् अहं इ पूर्वम् तस्मिन् आप् मध्ये मया यः सङ्केतः दत्तः आसित् इदानिं तस्मिन् सङ्केते अहं नास्मि अतः कृपया मम नूतनसङ्केतं लिखित्वा स्वीकुर्वन्तु मया नो चेत् तद् कथं मया तद् प्राप्तव्यमित्यपि सूचयन्तु अहं तु पूर्वतनसङ्केतं तु एवं दत्तवानस्मि के आर् गोपिनात् नम्बर् तर्टीन् रामस्वामि नगर् नल्लां पालतम् इति दत्तवान् अस्मि किन्तु इदानीं अहं तस्मिन् सङ्केते नास्मि अहमिदानीं केके पुदूर् इति प्रदेशे अस्मि मम सङ्केतः एवमस्ति ये त्री विघ्नेश्वर अपार्ट्मेन्ट् फ़स्ट् फ़्लोर् अनन्तर साइबाबा कालोनि के के पुदूर् इत्येव मम नूतनसङ्केतः अस्ति कृपया परिवर्त्य अत्र भोजनं प्रेष्यताम् इति मम प्रार्थना